संस्कृतविषयकाः सामान्याः अपकल्पनाः आधुनिकैः जनैः बहु कल्पितं वर्तते इदं च दुःखकरं विषयं ये च संस्कृतं पठन्ति तेषां कुत इति चेत् संस्कृतस्य कोपि सीमा नास्ति संस्कृतं यः कोपि पठितुं शक्नोति संस्कृतपठने कस्य कस्य यस्य कस्यचित् अधिकारः वर्तते नाम सर्वे अपि संस्कृतं पठितुं शक्नुवन्ति इत्यतः संस्कृतं सर्वे पठितुं शक्नुवन्ति परन्तु आधुनिकैः जनैः एवमुच्यते ब्राह्मणाः ये वर्तन्ते तेषां केवलं संस्कृतम् इति ते अहङ्कारिणः इति अपप्रचारादिकं कुर्वन्ति परन्तु तथा कुत्रापि संस्कृतं न वर्तते इति दुःखकरं विषयं वर्तते परन्तु संस्कृतविषयकं दुःखकरं विषयं किं नाम इदानीं विदेशेषु संस्कृतं बहवः पठन्ति परन्तु अस्माकं भारतदेशे एव जनाः पठितुं न इच्छन्ति इति संस्कृतस्य सामान्यः अपकल्पनाः भारतदेशे वर्तते परन्तु विदेशेषु तु संस्कृतस्य मान्यता बहु वर्तते स संस्कृतेन सह योगस्य इत्यपि मान्यता अपि वर्तते परन्तु अस्माकं भारतीयाः जनाः एव संस्कृतं न पठन्ति कुत इति चेत् तेषां जनानाम् अपकल्पना बहु वर्तते अतः तन्निवारणीयम्